आधुनिकजीवने संस्कृतजनानां कृते अधिकवेतनस्य विषये किञ्चित् धनविषये तु बृहती समस्या अस्ति एव तदर्थं तत् बृहती समस्या अनन्तरं कार्यविषये तत्तु बृहत् धनविषयेव किञ्चित् बृहती समस्या तदर्थं धनविषये किञ्चित् यदि अधिकं धनं दास्यन्ति चेत् सम्यक् भवति इति मम मम चिन्तनं तदर्थम् अधिकधनं ददति चेत् उत्तमं भवति इति मम आलोचना मम मित्राणाम् आलोचनापि तदेव तदर्थम् उत्तमधनं ददाति चेत् उत्तमं रामः रामः